भारतस्य सञ्चारव्यवस्था कीदृशी अस्ति नाम एतावता बहुषु स्थानेषु मेट्रो ट्रेन् इत्यादिकं बहुषु स्थानेषु कृतं वर्तते अस्माकं प्रदेशे अपि नाम बेङ्गलूरुप्रदेशे अपि कृतमस्ति एतावता लण्डन् जपान् अमेरिका इत्यादिषु इत्यादिषु प्रदेशेषु कृतमस्ति अनेन किं प्रयोजनम् इति चेत् सञ्चारव्यवस्था बहु शीघ्रं वर्धितास्ति प्राक् जटकाबण्डि इति उच्यते कन्नडभाषायां तत्र तत् स्वीकृत्य बहु दिनेषु एकस्य एकस्मिन् ग्रामे गन्तुं शक्यते स्म इदानीन्तनकाले मेट्रो ट्रेन् फ़्लैट् इत्यादिकं व्यवस्था अस्ति इति कृत्वा बहु एकस्मिन् दिने दिनद्वये दिनत्रये उत्तरप्रदेशः अमेरिका लण्डन् जाप् जपान् इत्यादिस्थानेषु वयं गच्छामः ते त् तत्र एकम् एकस्मिन् दिने वा दिनद्वये वा अस्माभिः तस्मिन् प्रदेशं प्रति अस्माभिः गन्तुं शक्यते अस्मिन् प्रदेशे किं वर्धितमस्ति नाम मेट्रो ट्रेन् फ़्लैट् इत्यादिकं सञ्चारव्यवस्थायां वर्धितमस्ति तस्याः समस्यायाः अवकाशः वा के इति चेत् ट्रेन् आगतं ततः बुलेट् ट्रेन् आगतं ततः मेट्रो ट्रेन् आगतम् अनेन किं प्रयोजनं चेत् ट्रेन् नाम इतः अमे उत्तरप्रदेशं गच्छामः चेत् दिनत्रयम् अपेक्षितम् आसीत् इदानीं बुलेट् ट्रेन् आगतम् इति कृत्वा तस्य वेगः अपि अधिकः एतत् सर्वं करेण्ट् द्वारा प्रचलति इति कृत्वा अस्य व्यवस्था अवकाशः बहुवर्धितमस्ति